नमस्कारः अहम् अवधीश शर्मा भारतस्य उद्योगक्षेत्रम् उन्नतं वर्तते प्रत्येक उद्योगक्षेत्रं कृषिक्षेत्रे पश्यामः चेत् शैक्षिकक्षेत्रं पश्यामः चेत् परे परिवहन क्षेत्रं पश्यामः चेत् सर्वत्र अपि सर्वोन्नतिः करोति अयं भारतदेशः परञ्च मुख्याः समस्याः भवन्ति ये जनाः उद्योगम् अनुशृत्य पठन्ति तेषां कृते अत्र रोजगारः नास्ति रोजगारः अस्ति चेत् कदापि नाम पञ्चवर्षेषु एकवारम् आगच्छति तेनानुसारेण किं भवति ते विरोजगाराः भवन्ति तावत् अनन्तरं तेषां कृते धनं न लभ्यते तर्हि ते किम् इतस्ततः भ्रमन्ति विरोजगाराः भवन्ति स्वगृहस्य पालनं न कर्तुं शक्नुवन्ति चेत् मुख्य मुख्य अवकाशः एवं वर्तन्ते सर्वकारस्य योजना स्यात् ये जनाः यस्मिन् कस्मिन्नपि क्षेत्रे भवन्ति तेषां सर्वेषां कृते किमपि न किमपि वेतनं वा अथवा लघुरोजगारः दीयेत् दीयतां तेन ये जनाः सक्षमाः भवन्तु प्रत्येकस्मिन् क्षेत्रे गन्तुं प्रवरन्तु इति तदर्थम् अस्माभिः भारतसर्वकारेण ये जनाः सर्वेषु उद्योगक्षेत्रेषु किमपि कार्यं कर्तव्यं येन प्रत्येकस्य जनस्य उपकारः स्यात् धन्यवादः